भारत मे राजनीति राजकीय पत्मे हमारा ए केहनाहै राजनीति मे हमे सर्वदा सर्वे हि राजनेता एक द्वे नेताया हं निश्चयं करोति एतत् भारतीय प्रस्तुतं मम मम इष्टः नेता नरेन्द्रमोदी सः बहु कार्यं करोति किमर्थं चेत् एषः हिन्दुजनानां कृते बहु ओ बहु प्रेरणा दातुं भवति बहु हिन्दुजनानां कृते बहुसहायं करोति एतत् सः मम मिलित्वा एवं सः अहं यत् कं करोमि सः बहु जनानां पुट् पात् मध्ये शयनं करोति गृहं नास्ति चेत् अस्माकं देशस्य भिक्षुकाः बहु भवति तस्य भिक्षुकाणां कृते एकवारं भिक्षुकस्य कृते एकवारम् एतत् कार्यं कर्तुं शक्यते भिक्षुकाः किमपि भिक्षा भिक्षां स्वीकृत्य न शक्यते तस्य किमर्थं सर्वेषां भिक्षुकाणां कृते गृहं सर्वेषां रुग्णानां कृते अस्पताल् एतत् आवस्यकं चेत् किमर्थं भिक्षुकस्य मम देशस्य तु दृष्टिः अधः गच्छन्ति तत् कारणार्थम् अहं भिक्षुकाणां कृते एकवारं वार्तालापं को भिक्षुकस्य किमपि न करणीयं